मम प्रान्त्ये राजकीयम् अनुदानं सम्यक्रीत्या वर्तते प्रान्त्यस्य अभिवृद्धौ तस्य योगदानं विशेषरूपेण वर्तते चरण्डीव्यवस्था मार्गदीपं डाम्बरुमार्गं सिमेण्ट् मार्गं इत्यादिविशेषजनोपयोगिकार्यक्रमः राजकीयद्वारा स्थापितम् अनन्तरं प्रतिगृहस्य विद्युत्व्यवस्था जलव्यवस्था इत्यादि सम्यग्रीत्या राजकीय अनुदानेन निर्मितं वर्तते विशेषतया एकं विद्यालयम् अपि स्थापितं वर्तते विद्यालये बहवः ग्रामनिवासीविद्यार्थिनः आगत्य विद्यार्जनं कुर्वन्ति